हा मम गृहे एर्कूलर् वायुवातानुकूलमिति एकं वस्तु अस्ति तत्र आदिनं जलस्य अपेक्षता आवश्यकता भवति किमर्थमित्युक्ते अहं मङ्गलूरुनगरे निवास निवसामि अत्र घर्मकालः अधिकः घर्मोऽपि अधिकः भवति तत्र एर्कूलर् आर् वायुवातानुकूलस्य अपेक्षा अस्ति अत्र एतस्य वा एर्कूलर् प्रति आदिनं जलस्य अपेक्षा अस्ति जलं पूरयित्वा एव एतस्य चालनं करणीयं भवति जलं पूरयि पूरश्च पूरयिश्चामश्चेत् तत्र तत्र तस्य वायु मापनं तस्य एर् लेवेल् तस्य न्यूनता भवति